हरिः ओं हरिः ओं वदतु ओ अस्तु मा नमस्ते नमस्ते ओ तथा वा समीचीनं गुड् स्टुडेण्ट् अनन्तः आम् उत्तमम् अङ्कं अस्तु अस्तु अनन्तरं अस्तु अभवत् आम् सम्यगेव स्वीकृतवान् परन्तु मेत् मेत्स् मध्ये आमां थेङ्क् यु हा अस्तु अस्तु हा समीचीनम् अनन्तरम् एकं वदामि मेत्स् सब्जेक्ट् अस्ति किल मेत्स् मध्ये किञ्चित् त्वरया करोति अनुक्षणं दोषं करोति तत् सावधानेन करोति चेत् सम्यक् भवति आम् समीचीनम् हा समीचीनम् समीचीनं

समीचीनम् अस्तु आम् सम्यक् क्रीडति बहवः मित्राः सन्ति मित्राणि समीपे बहु क्रीडन् सर्वदा क्रीडामेव आम् आम् आमाम् आमाम् तत्तु समीचीनं परन्तु मेत्स् कृते किञ्चित् कोन्सेट् कोन्सेट् भवितव्यं कोन्सण्ट्रेट् भवितव्यं मास्तु भवती एव पाठयतु चिन्ता नास्ति नास्ति नि भवती गृहकार्यं किञ्चित् त्यक्ता बालकानां कृते किञ्चित् कालम् उपविश्य पाठयतु तदा सम्यक् भवति आम् समीचीनम् समीचीनं सर्वे एवमेव सर्वे बालकाः एवमेव भवन्ति परन्तु भवत्याः एफ़र्ट् तत्र अवश्यम् अस्माभिः किं कर्तुं शक्यते शालायां किमपि कुर्मः आं समीचीनम्

अस्तु अस्तु

हा बहु सम्यक् स्वीकृतवान् सम्यक् आं फ़िफ़्टि मध्ये फ़िफ़्टि स्वीकृतवान् तत्तु आं समी समीचीनम् उत्तमम् उत्तमम्